डेङ्गूज्वरः मलेरिया इत्यादीनां मशकः जनरोगः जन्यरोगाणां निवारणाय वयम् उष्णजलं पिबामः मास्क् धरामः गृहस्य पुरतः बहु शुद्धम् आवश्यकम् कषायम् अपि पिबामः आयुर्वेदिकम् औषधं बहु उत्तमम् अस्ति अतः वयं आयुर्वेदिकानि औ औषधानि वयं स्वीकुर्मः